हरिः ओम् महोदय नमस्कारः अहं मध्यप्रदेशस्थः कश्चन निवासी अस्मि नागपुरे एकस्य सम्मेलनस्य कृते मया नागपुरम् आगन्तव्यमस्ति अग्रिमे सप्ताहे सम्मेलनमस्ति अहं मदीयाम् आवासव्यवस्थाम् इच्छामि भवतां होटल् सुप्रसिद्धमिति इन्टर्नेट्मध्ये दर्शितं तर्हि तत्र किं व्यवस्था भवितुमर्हति सामान्यं दिनत्रयस्य सम्मेलनमस्ति दिनत्रयं यावत् मम निवासः भविष्यति तत्र प्रातः अल्पाहारः पुनश्च सायङ्कालस्य अहं दुग्धपानम् इति मम स्वाभाविकः स्वाभाविकता अस्ति यथा एतावदिच्छामि अहं पुनश्च

एवम् महोदय भवताम् अल्पोपाहारम् इत्युक्ते यत्र भोजननिर्माणं भवति तत् शुद्धं शाकाहारीभोजनं प्राप्यते खलु एवमेवम् एवं तत्तु पुनश्च आवासस्य व्यवस्थायां क्लेशः न भवेत् इति मम आशा अस्ति किं भवितुमर्हति एकं प्रश्नं कर्तुमिच्छामि सामान्यरूपेण भवताम् होटल् स्थानतः यत्र यस्मिन् क्षेत्रे भवतां होटल् अस्ति तत्र सम्मेलनस्थानं विंशतिः किलोमीटर् दूरे अस्ति किं तत्र गमनागमनं कर्तुं साधनानि प्राप्यन्ते वा एवमेवमेवं तर्हि तस्य निर्धारितं शुल्कमहं प्रदास्यामि एवं तद् व्यवस्था पूर्वं भवेत् इति मम इच्छास्ति एवमेवम् अहो तर्हि सामान्यं शुल्कं अवश्यं कर्तुं शक्नोमि इतोपि होटल् पक्षतः काः काः व्यवस्थाः दीयन्ते अतिरिक्तरूपेण एवमेवम् अकस्मात् यदि आवश्यकता भवेत् तर्हि जन्रल् मेडिकल् फ़ेसिलिटी अवेलेबल् अस्ति न हो अहो एवं न अकस्मात् यदि औषधस्य आवश्यकता आपतिता भवेत् तर्हि तावदेव इच्छामि तद् ज़िम् इत्यादिकं स्विमिङ्ग् पूल् अत्र मम वृत्तिः नास्ति अतः अवश्यमेव अहं एतद् मम मदीयं स्थानकं बुक् कर्तुमिच्छामि कृपया करोतु अस्तु महोदय